संस्कृतभाषायाः परिक्षणे प्रवर्धने च एतावन्ताः अंशाः वर्तन्ते ये संस्कृतज्ञाः सन्ति ते एव इदानीम् अन्यान् आहूय तेभ्यः सर्वेभ्यः संसुतभाषाबोधनेन तस्य रक्षणं भवति अथवा बालादपि यदा एकः बालकः अल्पीयान् या अस्य वयसि एव भवति तस्मिन् सन्दर्भेव तस्य एनां भाषां वयं पाठयामः तत्रापि इदानीं तत्र भाषायाः परिरक्षणे परिवर्धने च अस्माकं साहाय्यं भवति भिन्नभिन्नक्रमाः सन्ति संस्कृतशाला अस्ति तत्र एवं पोष्ट् मुखान्तरं द्वारा तत्रापि संस्कृतभाषायाः बोधितुं शक्यते अनेके प्रकाराः वर्तन्ते कथञ्चित् इदानीम् अत्यदिकतया ये संस्कृतज्ञाः सन्ति ते एव इदानीं सर्वान् आहूय संस्कृत भाषायाः महत्वं उक्त्वा च अस्माकं सर्वे ग्रन्ताः इदानीं संस्कृतभाषयाम् अन्ति संस्कृतभाषां तत् यदि जानीमः तान् सर्वान् ज्ञातुं शक्यते इति उक्त्वा अस्य भाषायाः रक्षणे वयं प्रयत्नं कुर्मः